अस्माकं प्रदेशे सामान्यजनाः सिटि बस् यानम् उपयुज्यन्ति अनेन किञ्चित् धनेन ते स्वेच्छितं प्रदेशं गन्तुं शक्यते आटो रिक्षायानम् अपि अत्र सामान्यम् अत्र सह कनिष्टं तर्टि फ़ैव् रूपिस् व्ययम् कुर्यात् यदा अर्जण्ट् भवति तदा तं जनाः ते जनाः रिक्षायानं कुर्वन्ति अत्र रिक्षाचालकाः यत्र कुत्र अपि नेतुं सिद्धाः भवन्ति न बेङ्गलूरु नगरावत् अत्र न गच्छति तत्र न गच्छति इति वदन्ति वर्षाकाले तु सिटि बस् यानं किञ्चित् कष्टं भवति एव यतः अत्र सदैव अतिवृष्टिः भवति अना अकाल वृष्टिः ए अपि भवति मम तु कापि समस्या नास्ति अहं कार्यान् कार्यानेनैव गच्छामि परन्तु नगरे समस्या अस्ति एव मार्गः छिद्रः भवति फ़ूट्पात् सम्यक् नास्ति सञ्चारनियमानि अपि न पालयन्ति इत्यादि इत्यादि